अहं मम जीविकायै अधुना अधुना तत्र अध्यापनकार्ये सल्लँग्नोस्मि मया केन्द्रियसंस्कृतविश्वविद्यालयतः शास्रिम् आचार्यं च कृतं तदनन्तरं यु जि सि नेट् इति परीक्षाम् उत्तीर्य अहम् अस्मिन् विश्वविद्यालये गेस्ट् लेक्चरर् नाम अथिति अध्यापकस्य कृते मया साक्षात्कारः प्रदत्तः वारद्वयं तत्र साक्षात्कारः जातः तदनन्तरं मया मम चयनम् अत्र जातम् अधुना अहं धर्मशास्त्रविभागे अध्यापकरूप अथिति अध्यापकरूपेण कार्यं करोमि एतत् एव वर्तते मम जीविका मम अहं जीविकायै अध्यापनकार्यम् एवं करोमि